प्रथमदिनाङ्कः जनवरी मासः चतुर्विंशत्यधिकं द्विसहस्रं द्विशततमं द्विशतोत्तमं चतुर्थः दिनाङ्कः फ़ेब्रवरी मासस्य चतुर्विंशत्यधिकं द्विसहस्रतमः द्विदिशाधिकः तृतीयदिनाङ्कः फ़ेब्रवरी मासः चतुर्विंशत्यधिकः द्वादशतमः दिनाङ्कः पञ्चमदिनाङ्कः आगस्ट् मासः चतुर्विंशत्यधिकद्विसहस्रं द्वादशदिनाङ्कः द्वादशमासः चतुर्विंशत्यदिकद्विसहस्रम्